तत्र मया बहून् ग्रन्थाः बहवः ग्रन्थाः अधीताः तत्र अभिज्ञानशाकुन्तलं वा भवतु पूर्वं तु मया गुरुकुले अधीतं वेदाः उपनिषदः एतानि सर्वाणि तत्रैव शाकुन्तलम् इत्यपि एकं काव्यं कालिदासेन लिखितं काव्यमपि मया अधीतं तस्मिन् काव्ये शकुन्तलायाः जीवितं कथं व्यतीतं दुश्यन्तः दुश्यन्तस्य च चरित्रचित्रणं तस्य वर् तत्र वर्तते शकुन्तला स्वसखीभिः स्वसखीभ्यां सह प्रियंवदा अनुसूयया सह तत्र कण्वमहर्षेः आश्रमे वसति तत्र दुश्यन्तः आगच्छति आगत्य तां गन्धर्वविवाहेन विवाहं कृत्वा तत्र स्वनामाङ्कितं अङ्गुलीयकं प्रदाय गच्छति तत् तदा न समयं दृष्ट्वा अहं पुनरागत्य भवतीं नेष्यामि इति उक्त्वा गच्छति तदा एषा तदभ्यन्तरे एषा अन्तर्वर्तिनी अपि भवति एकस्मिन् समये यदा दूर्वासः आगतवान् आश्रमं प्रति सा दुश्यन्तम् एव स्मरन्ती आसीत् सः शा श्रा शापमददात् दुश् दूर्वासः यं भवती चिन्तयति सः भवतीं विस्मरिष्यति इति तथैव अभवदपि दुश्यन्तः कण्वमहर्षिः आगत्य एतां शकुन्तलां नाम सर्वं विषयमपि स्वध्यानेन सर्वं ज्ञात्वा शकुन्तलां पतिगृहं प्रेषयति यदा प्रेषयति गमनसमये शचीतीर्थे एतस्याः अङ्गुलीयकम् अपतत् यदा दुश्यन्तस्य समीपम् अगच्छत् तदा सः किमपि अभिज्ञानं दर्शयतु इति वदति तदा सा स्वहस्तं पश्यति चेत् तन्न दृश्यते अतः सा सः न स्वि स्वीकरोति तां शकुन्तलां पुनः मेनका आगत्य तां स्वीकृत्य गच्छति